एवं अस्तु

एवं एवं अहम् इदानीं शृङ्गेरि मध्ये शृङ्गेरि समीपे अस्मि आगच्छामि आगच्छामि पञ्चनिमिषेव आगच्छामि एवं आगच्छामि अहं शृङ्गेरि मठस्य पुरतः एव अस्मि निमिषद्वये आगच्छामि भवान् कुत्र अस्ति अस्तु त अहं तस्य कृते वदामि अहं नृत् दृष्टवान् भवतः रिजिस्ट्रेशन् अहं दृ दृष्टवान् तत् बेङ्ग्ळूरु खलु शृङ्गेरितः बेङ्ग्ळूर् परि पञ्चसहस्ररूप्यकाणि भवन्ति तथा न तदेव परन्तु पुनरागमनम् अस्ति खलु बेङ्ग्ळूर् तः शृङ्गेरि पर्यन्तं तदानीं किं सत्यं परन्तु तत्र चालकः एकः एव आगन्तव्यं खलु तदर्थं तदर्थमेव किञ्चित् अधिकं भवति महोदय म महोदय प्रायः चालकः तत्र आगतमिति मन्ये किञ्चित् पश्यतु इतस्ततः पश्यतु अहं चालकस्य कृते आम् चालकस्य कृते इदानीं दूरवाणीं कृतवान् सः उक्तवान् अहं तत्रैव अस्मि इति किञ्चित् लोकेशन् मध्ये इति तथैव त सः तत्र अस्ति इति दृश्यते मास्तु महोदय तथा मास्तु अहं मास्तु मास्तु महोदय आगच्छति सः इदानीम् आगतं किञ्चित् निमिषद्वये किञ्चित् पश्य अस्तु अस्तु अस्तु महोदय अस्तु धन्यवादाः